वाल्मिकिमुनिना रामायणं महर्षिव्यासेन महाभारतं च लिखितवान् रामायणकाले भगवान् विष्णोः सप्तमः रामावतारः अभवत् तथा च महाभारतकाले भगवान् विष्णोः अष्टमः कृष्णावतारः अभवत् रामायणस्य महाभारतस्य च बहवः भेदाः सन्ति तथापि तयोः अनेक सादृश्यं दृश्यते एतयोः महाग्रन्थयोः सम्यक् किं सादृशं ज्ञातुम् आवाम रामायणं महाभारतं च द्वयमपि प्राचीनः इतिहासस्य संस्कृतिस्य परम्परायाः च अस्ति वस्तुतः रामायणं महाभारतं च वर्षसहस्राणि व्यथितानि तथापि तयोः अमीट् माधुर्यम् अद्यापि तिष्ठति रामायणस्य महाभारतस्य च कालः भिन्नः तयोः मध्ये युगद्वयस्य अन्तरं भवति तथापि अद्यापि युगद्वयस्य महती घटना इति परिगण्यते वाल्मिकिमुनेः रामायणं महर्षिव्यासेन महाभारतं च लिखितवान् रामायणकाले भगवान् विष्णोः रामस्य सप्तमः अवतारः अभवत् तथा च महाभारतकाले भगवान् विष्णुः कृष्णस्य अष्टमावतारः गृहीतवान् सीमायाः आदर्शः श्रीरामः मसुद्देगिरिस्य पराश् पराकाष्ठा श्रीकृष्णः अस्ति एकः स्वयमेव शस्त्रं गृहीत्वा बहुविक्रमस्य अभिलेखान् स्थापितवान् ऋषिः लौकिकथाम् अरचयताम् इति न रावणादिवत् वर्तव्यं रामादिवत् वर्तव्यम् इति कारणात् ऋषिः लौकिककथाम् अरचयताम्